मया एमेज़ोन्तः एका कुर्ती आवेदिता पूर्वनियोजितसमयात् प्राक् एव लब्धा मया तथा च वस्त्रस्य गुणवत्ता अतीवशोभना अस्ति वस्त्रस्य रङ्गमपि मनोहरमस्ति तस्य सीवनमपि सावधानतया जातम् अहम् अस्य कृते पञ्चतारकाः प्रदास्यामि धन्यवादाः एमेज़ान्